हरिः ओम् नमोनमः आमां किं समस्या अस्ति भो

आम् ओ हो आम् आम् अहं तु लेयरस्मि अहम् एकवारं भवतां सह डिस्कस् करोमि महोदय यद् समस्या अस्ति भवतां तस्य भवान् कम्पेण्ट् कृतवान् वा आम् आम् आं तर्हि ते किं वदन्ति आमाम् आं तर्हि भवान् किम् इच्छसि तर्हि किं करणीयं तत्र

बो भोः तत् प्लोट् कस्य नाम तस्य रस्दि कस्य नाम्नः उपरि अस्ति पितुः कते अस्ति वा आमां तर्हि भो भवान् यत् सेक्षन् थर्टि सवेन् टु एस् अस्ति तन्मध्ये अयं प्रोपर्टि वाद्रूपेण अयं अत् अत् आगमिष्यति तर्हि भवान् एकवारं मम सह मिलित्वा वयं न्यायालये गत्वा तत्र वयं तत्र कुर्मः तत्र यदा अस्माकं डेट् आगमिष्यति तस्मिन् दिनाङ्के भवान् आगच्छतु तर्हि साक्षात् तस् भवति तस् चर्चा हा यत् न्यायाधीशमहोदयः यदा न्यायाधीशमहोदयः वदन्ति आम् आम् आम् आम् हा भो मम फ़ीस् तु पञ्चविंशतिसहस्रमस्ति यदि भवान् समर्थः अस्ति चेत् तद् ददातु नास्ति अहं न्यूनं करोमि आं तर्हि भवतां कृते द्वाविंशतिसहस्रं करोमि तर्हि भो फैनल् वदामि अहं विंशतिसहस्रं मम कृते ददातु एकमासे एव तत् सर्वं करिष्यामि भवतां यदस्ति केस् तु स फैनलहं करिष्यामि एकमासेव

आमाम् आम् ना भो यत् प्लोडस्ति तस्य सैज् किमस्ति तर्टि बै फ़ोर्टि अस्ति वा अथवा सिक्टि फ़ोर्टि अस्ति तत्तु सैज़् कियतस्ति आं तर्हि ता फिफ़्टि फ़िफ्टि भविष्यति भो यत् भवताम् अस्ति आमं फ़िफ़्टि फ़िफ़्टि भविष्यति भो चिन्ता नास्ति अहम् आं वक्ष्यामि फ़िफ़्टि फ़िफ़्टि भविष्यति तत् आम् हा न्यायालये यदा भवति तदा तत् समानमेव ते करिष्यन्ति आं हा